अहं मम गृहं परितः विद्यमानेषु विषयेषु क्षेत्रे वा मम मित्राणां सन् समीपे एव संस्कृतभाषणमेव करोमि संस्कृभाषणमेव करोमीति वदामि यद्वा मम पौरोहित्यविषये यत्र कुत्रापि मित्रं मिलति तेन सह एव संस्कृतं माध्यमेन सम्भाषणं करोमि अन्यभाषया न करोमि तामपि तामपि एवमेव करोतीति वद वदामि ते अपि करोति मया सह संस्कृतसम्भाषणं करोति अन्ये पौरिहित्यं ब्राह्मणाः समीपे अपि संस्कृतसम्भाषणमेव करोमीति वदामि चेत् ते अपि ज्ञाने वा अज्ञाने वा संस्कृतभाषया सम्भाषणं कर्तुं प्रयत्नं कुर्वन्ति तथैव ते गान्दिकविषये पठनार्थं संस्कृतज्ञानम् आवश्यकम् इति बहु प्रयत्नं मया सह कुर्वन्ति